त्रिपुराराज्यस्य हस्तकला तथा नृत्यकला इति अतीव प्रसिद्धम् अस्ति तत्र स्थानीयकलाकाराणां सहकारार्थं सर्वकारेण वेतसवस्तूनां विक्रयणार्थम् एकः आपणः संस्थापितः वर्तते तत्र एतैः कलाकारैः निर्मितानि यानि कानि अपि वस्तूनि सन्ति तेषां विक्रयणं सर्वदा सम्भवति अपि च अन्येजनाः बहिष्टात् आगत्य तानि वस्तूनि क्रीणन्ति तथैव अत्रत्या या नृत्यकला वर्तते गरीया तथा होज्गवि एतेषां नृत्यकलानां लोकनृत्यानि यानि सन्ति तेषां नृत्यकलानाम् अधिकमान्यता सर्वत्र भवेत् प्रचारः प्रसारः भवेत् इति मे मतिः